अस्माकं प्रदेशे वृष्टिः अधिका भवति सर्वदा कन्नडभाषायां मलेनाडु इति उच्यते परन्तु अस्मिन् काले वृष्टिः एव नास्ति वृष्टिकाले अधिकं भवति वृष्टिः अधिकं भवति अनन्तरं शैत्यकालः भवति अनन्तरम् उष्णकालः भवति शैत्यकालः अपि सामान्यतया भवति उष्णकालः अपि सम्प्रति किञ्चित् अधिकमेव भवति अहन्तु तत्र प्रभावः इत्युक्ते शैत्यकालप्रारम्भे अथवा वृष्टिकालप्रारम्भे किञ्चिद् जनानाम् आरोग्ये किञ्चित् व्यत्ययः भवति कूपः अस्माकं प्रदेशे कूपजलम् एव पिबन्ति अतः कूपजले किञ्चित् वृष्टिकाले कलुषितं भवति चेत् शैत्यं वा अथवा ज्वरादिकं वा भवत्येव तत्किञ्चिद् किञ्चित् दिनानन्तरं पुनः समीचीनं भवति